अहं परश्वः अष्टाविंशतिदिनाङ्के तिरुपतितः चेन्नैपर्यन्तं गत् गमिष्यामि इति चिन्तितवान् अतः एकं केब् बुक् करणीयम् आसीत् तत्र वयं पञ्चजनाः स्मः

पञ्चजनाः स्मः अतः किञ्चित् बृहत् वाहनम् एव अपेक्षते

कियत् भवति इति कृपया सूचयन्तु